अत्यन्तम् आदिमकालात् एव नृत्यजगति महिलानां विशेषः अस्ति तथा च तेषाम् अभिलेखाः गुहाचित्रस्य मिश्रस्य भित्तिचित्रस्य भारतीयमूर्तयः प्राचीनं ग्रीक् रों कला चीन् जपान् देशयोः दरबार् दरबारी परम्पराणाम् अभिलेखानां च विविध स्रोताभ्यां ज्ञातुं शक्नुवन्ति किन्तु धर्मकर्मणाम् संस्कारैस्सह निकट सम्बन्धाः सन्ति अष्टादश शताब्द्याः कालखण्डे प्रथमवारं फ़्रान्स् देशे प्रथमं प्रथमवारं नृत्यकलाकारः प्रवर्तयति स्म ततः पूर्वम् पाश्चात्यदेशेषु अपि तस्मिन् किञ्चित् कठोरः आक्षेपः आसीत् तदनन्तरम् अब् अद्भुताः घटनाः अधुना यावत् महिलानां पाश्चात्य संस्कृतिः सांस्कृतिकबले क्षेत्रे मुख्यभूमिकां निर्वहयति एतेन तेषां कृते पर्याप्तं संसाधनं प्राप्तुं यत् ते स्त्रीपुरुषयोः मध्ये समतां स्थापयितुं शक्नुवन्ति विना किमपि क्लेशम् आत्मनिर्भरः निर्भराः च भवन्ति